ग्रामे एतदृशाः बहवः छात्राः सन्ति येषां सविधे धनानि सन् न सन्ति तस्मात् अर्थ भावेन ते प् उच्चस् उच्च शिक्षां लब्धुं न शक्नुवन्ति तस्मात् तैः तेषां कृते यदि छात्र ऋणं दीयते तर्हि सम्यक् स्यात् पुनः तत्र इण्टेरेस्ट् यदि न्यूनतमं न्यूनं स्यात् छात्राणां कृते तर्हि तदेव समीचीनं स्यात् यदहि छात्राः वृत्तिम् लप्सन्ते उत न इति त न् इति न निश्चितं तस्मात् ते आदौ पठन्तु यदि तेषां धनाभावः वर्तते धनं स्वीकुर्वन्तु पुनः प्रत्यर्पणमूल्यं न्यूनातिन्यूनं भवतु न भवतु चेत् तदेव सम्यक् परन्तु ते यथा शिक्षिताः भवन्तु तत्र दृष्टिवात दातव्यः सर्वकारैः तस्मात् यदि सम्यक् जनाः छात्राः पठन्ति तर्हि तेषां कृते यथा अर्थस्य अभावः न स्यात् तस् तस्मात् सर्वकारैः तत्र दृष्टिपातः दातव्यः अतः छात्र ऋ ऋणं तु अवश्यं दातव्यं पुनः प्रत्यर्पणम् प्रत्यर्पणक्षमता तेषां यदि भवेत् तर्हि दद्यात् दीयतां न भवेत् चेत् न दातव्यम् इति इति यदि स् सर्वकारैः नियमः क्रियते तर्हि वरं स्यात् इति मम मतम्